मम जीवनशैली न साक्षात् विद्युताश्रिता किन्तु अवाधरूपजीवनं यापनार्थम् अस्य आवश्यकता तु भवति एव विद्युत् अव्यायसमये जीवनशैली अथवा दैनन्दिनः व्यवहारः न सुचाररूपेण प्रचलति विद्युत् अव्यायकाले प्रकाशं प्राप्त्यर्थम् अन्यविकल्पेषु जरिनेटर् शोलर् इन्वर्टर् इत्येते विकल्पाः सन्ति